देवतामूर्तीनां निर्माणविषये का पद्धतिः आश्रियते इति चेत् तत्र यदा देवस्य मूर्तेः निर्माणं क्रियते चेत् तदा यस्य देवस्य मूर्तेः निर्माणं कर्तव्यं भवति तस्य कृते केचन् निर्दिष्टाः एव जनाः तस्य मूर्तेः निर्माणं कर्तुं शक्नुवन्ति तस्याः तस्याः तस्य देवस्य मूर्तेः कृते तस्य देवस्य मूर्तेः कृते निर्दिष्टकाष्ठानाम् एव प्रयोगः भवति अथवा निर्दिष्टं विशेषरूपेण विशेषं पाषाणानामेव प्रयोगः भवति यदा तस्य मूर्तेः निर्माणं भवति तत् तत् पूर्वं मनसि तस्य देवतायाः स्मरणं भवति तस्य स्थलस्य शुद्धिः भवति यत्र देवतायाः मूर्तेः निर्माणं करणीयं भवति एवं प्रकारेण बहु सावधानतया तस्य मूर्तेः निर्माणं भवति अस्य विषये अहम् अधिकं न जानामि यावत् जानामि तावत् मया उक्तं धन्यवादः